हा तत् सत्यमस्ति यदि अहं पाकारम्भम् आरम्भं कुर्मः करोमि ततः पूर्वं शाकानां कर्तनं शाकसबन्धीनां वस्तूनामपि तत्र स्थापनं सामक्षे स्थापयामि पलाण्डुः रक्ताङ्गम् एतेषां कर्तनमपि करोमि साधनम् इति किमपि तत्र निर्माणाय सर्वादौ किमपि भवति तत् सर्वं स् समक्षे स्थापयामि कियत् प्रेमं परिमितिः तत्र च भविष्यति भविष्यती तत् सर्वं पूर्वमेव करोमि किमर्थमिति विशेषत्वं तत्र विशेषमस्ति यदि अहं पुर्वमेव न करोमि इदानीं मया तैलं स्थापितमस्ति अतः उपरि तत्र इतस्ततः पलाण्डुः वा रङ्काङ्गम् अपि कर्तित्वा स्थापितमस्ति अनन्तरं यदि शाकं कर्तयामि चेत् तस्मिन् समये मम इन्धनम् अस्माकं यद् काष्ठानि अपि ज्वलितानि भवन्ति एतद् काष्ठानि अपि नीरसं गतानि द्वितीयं तदनन्तरं किं नाम यदि तस्मिन् समये एव यदि किं शाकं कर्तयामि चेत् पलाण्डुः रक्ताङ्गमित्यापि ज्वलिष्यति अतः तद् भयः भयः भवति अतः ततः पूर्वमेव अहं शाकानां कर्तनं करोमि शाकसबन्धीनां वस्तूनामपि कर्तनं कृत्वा सा समक्षे स्थापयामि ते सशीघ्रतयापि भवति तेन कः क्लेशः अपि न न क्लेशः अपि न भवति तस्य सर्वम् आनन्देनैव भवति अतः तत्तद् सर्वं झटिति एव कृत्वा अहं स्थापयामि एतद् उपस्कराः इत्यादिकं तत् सर्वं स्थाप्य एव भोजनं निर्मामि भोजनस्य निर्माणे तत् सर्वं सर्वादौ भवति अन्तिमः तथा न पेयं भवतीति हा कदाचित् न्यूनता अधिकतया भवति तदनुसरन् सारे वयं झटिति कर्तनं कर्तयितुं शक्नुमः किन्तु सर्वादौ तथा न भवति अतः पूर्वमेव कर्तव्यं भवति धन्यवादः इत्युक्त्वा विरमाम्यहम्